मम अभिप्रायः छात्रः विद्यालयस्य अनन्तरम् उन्नतशिक्षणम् एव स्वीकुर्वन्ति किमर्थं तत्र शतजनानां मध्ये न्यूनातिन्यूनम् अशीतिजनाः तु एतदेव एतदेव स्वीकुर्वन्ति किमर्थम् उन्नतशिक्षणं भविष्यति चेत् अनन्तर अनन्तरसमयः इत्युक्ते वेतनम् अधिकं लभ्यते इति यदि बि कोम् एव कुर्मः चेत् किञ्चित् वेतनं वेतनं न्यूनः भवति किन्तु किन्तु पिएच् डि अथवा एम् बि ए करोति चेत् उत्तमस्तरः अपि भवन्ति इति तादृशचिन्तनम् अस्ति परिवारव्यवहारं पश्यन्ति तथापि इदानीं तु स्टैल् अस्ति किं एम् बि ए एव पूरय एम् बि ए कृत्वा एव व्यवहारम् इति तादृशं म् अ एजुकेशन् तु आवश्यकमेव शिक्षणं तु सर्वदा आवश्यकम्